पर्यटनार्थम् अहं तु विनोदार्थं वा विज्ञानार्थं वा अन्यान् सहायार्थं वा गच्छन् अस्मि इदानीं तु काले तु अहम् विनोदार्थं तावत् न गच्छामि इतस्ततः परन्तु यदा किमपि सेवां कर्तुमिच्छामि इच्छामि कोऽपि किमपि अन्यान् सहायं कर्तुम् इच्छामि तद्विषये तु अहं प्रवासं करोमि तत्र यत्र तत्र गच्छामि मिलित्वा आगच्छामि अन् अन्यत्र गच्छामि चेत् तस्य अस्माभिः किं किमपि उपयोगाय भवेत् विज्ञानं भवेत् नो चेत् अन्यान् सहायं सहायार्थं भवेत् इति मम चिन्तना अस्ति अन्यथा मा श्रवणानन्दं वा मनोरञ्जनं वा इति मम ब् भावना नास्ति तावत् तादृशं भ्रमणं मह्यं न रोचते यदि भ्रमणं करणे करोति चेत् किमपि उपयोगः भवेत् स्वयम् उपयोगं भवेत् स्वयं स्वयं ज्ञानं वर्धयेत् नो चेत् अन्यान् सहायं करणीयम् इति मम चिन्तना अस्ति